मम प्रेरणाविषये वा मम अभिसूचिविषये बेङ्किङ्ग् भेदकारकं कर्तुं भवान् जनान् बेङ्किङ्ग् अस्य लाभं तस्य स्व स्व तुल्यं लाभं रोचकं बेङ्किङ्ग् बस्तूनि

आविष्कर्तुं प्रेरयितुं शक्नोति भवान् स्वसमुदाये बेङ्किङ्ग् कक्षा अथवा कार्यशाला कार्यशाला कार्यशाला आयोजयितुं शक्नोति येन जनाः बेङ्किङ्ग् कलाहं कालं ज्ञातुम् अवसरं प्राप्नुयुः संस्कृतीनाम् परिचयार्थम् भवन्ताः विभिन्नप्रदेशानां विशिष्ठानि आहारपदार्थानि पाककला आहारप्राथाः च अवगन्तुं शक्नुवन्तिः भवन्तः जनान् जनाः जनानां स्थानीयव्यञ्जनानि प्रा पारम्पारिक स्थानीय स्थानीय व्यञ्जनानि पारम्परिकविषयाणं च गत्वा तेषां संस्कृतिम् अवगन्तुं शक्नुवन्ति तथा च तेषाम् पाककलायां समावेष्टुं कर्तुं प्रेरयितुं शक्नुवन्ति

इयं मम अभिप्रायः अस्ति